मम प्रदेशे तावत् शृङ्गगिरौ बहूनि स्थानानि द्रष्टुं योग्यानि अत्यन्तप्रसिद्धानि स्थानान्यपि वर्तन्ते अस्माकं स्थाने तावत् मन्दिरमस्ति श्रीशारदाम्बायाः मन्दिरमस्ति तत्तु अत्यन्तं प्राचीनम् आचार्यैः शङ्कराचार्यैः अष्टमे शतके अत्र स्थापितमस्ति शारदामन्दिरं तद् द्रष्टुम् अत्यन्तं सुयोग्यं भविष्यति भवति पुनश्च अत्रैव शारदापीठमपि अस्ति गुरूणां दर्शनमपि भवति उभयोः जगद्गुर्वोः जगद्गुर्वोः उभयोरपि दर्शनं पादुकयोः दर्शनं तेषाम् आशीः अपि अस्माभिः अवाप्तुं शक्यते तादृशस्थानानि सन्ति पुनः अत्र तुङ्गानदी प्रवहति नद्याः दर्शनं तत्र स्नानादिकमपि कर्तुं शक्यते पुनः अत्र ऋष्यशृङ्गाश्रमः वर्तते मन्दिरमस्ति ऋष्यशृङ्गमुनिभिः अत्र तपः कृतम् इत्यतः तस्य तपसः इदं स्थानं भवति तत् ऋष्यशृङ्गाश्रमः पर्वतमस्ति तत्र गन्तुम् शक्यते पुनः मन्दिरेषु मलहानिकरेश्वरः इति किञ्चित् मन्दिरमस्ति तत्र ईश्वरः बृहत् ईश्वरः निवसति सः तत्र तावत् दर्शनं कृत्वा अस्माकं पापानां निवारणं कारयितुं शक्नुमः तादृशम् एकं स्थानमस्ति पुनः शृङ्गगिरिः इति यत्स्थानमस्ति तत्तु पुराणप्रसिद्धं स्थानम् अतः अत्र एकैकं सर्वमपि द्रष्टुं योग्यमेव स्थानं भवति पुनः यः यः कश्चित् ट्रेकिङ्ग् इच्छति कुत्रचित् गन्तुम् इच्छति अत्र समीपे एव एकं बृहत् एकः पर्वतः वर्तते तस्य नाम मेर्तिपर्वतः इति पुनः ऋष्यशृङ्गपर्वतः इति अपि वर्तते तत्र गन्तुं शक्यते पुनः सिरिमने इति कश्चन जलप्रवाहः जलपातः वर्तते तत्र तु अत्यन्तं रमणीयं सुयोग्यं स्थानं तद् यदि पश्यामः तर्हि आ मनः प्रमुदितः भविष्यति अतः तत्र गन्तुं शक्यते पुनः इतोऽपि सर्वत्र अस्माभिः अटितुं स्थानमस्ति वासव्यवस्था वर्तते एवं भोजनव्यवस्था अस्ति अत्र द्रष्टुं दिनत्रयं पर्याप्तं न भवति तावन्ति स्थानानि अत्र वर्तन्ते